नमस्कारः वैद्यः वैद्यः मम गतरात्रौ किञ्चित् ज्वर अस्ति किञ्चित् शीतम् अपि अनुभूयते परन्तु समग्रशरीरे वेदना भवति इव दृश्यते प्रातःकाले चत्वारि पञ्चयावत् एकत्र श्वासं कुर्वन्ति आम् आम् वैद्य अद्य न उदरं न स्पष्टं आं वैद्य अत्र वेदना तीक्ष्णतमा अस्ति अस्तु किमपि परिहारः अस्ति वा वैद्यः मया कियत् धनं दातव्यं

एतत् भवतु अस्तु वैध्य अहं तारिकं कुर्वामि करोमि अहं

पालकं कुर्वामि अस्तु धन्यवादाः वैद्यः